महाभारतस्य भीष्मपर्वणि भगवद्गीता वर्तते भगवद्गीता साक्षात् भगवान् श्रीकृष्णस्य मुखात् आगता गीता सर्वान् वेदान् सारः भवति भगवद्गीतायाः पठनं सम्यक् कुर्मः चेत् तदेव पर्याप्तं किमपि अन्य ग्रन्थस्य पठनं न आवश्यकम् यद् यः यद् इहास्ति तद् अन्यत्र यन्नेहास्ति न तत् क्वचित् धर्मः अर्थः कामः मोक्षः एतत् सर्वान् विषयान् तत्र भवति एव भगवद्गीतया कर्मयोगः भक्तियोगः राजयोगः ज्ञानयोगः इति भवन्ति एतत्सर्वं सम्यक् पठि पठामि चेत् तदेव उपयोगं भवति